देशे अस्मिन् वर्तमानाः चिकित्सालयाः आरोग्यव्यवस्थाः च उत्तमाः सन्ति भारतदेशे चिकित्सालयः चिकित्सालयाय आरोग्यव्यवस्थायाः च कृते बहु प्राधान्यं ददाति पूर्वस्मात् कालात् उत्तमाः सन्ति अद्यतनचिकित्सा विधयः आरोग्यसंरक्षनाय भारतीयाः बहु प्राधान्यं कल्पितं कल्पिताः चिकित्सालयाः अपि शुचित्वं पालयन्ति कोविड् महारोगस्य समये मम अनुभवः दुष्करः आसीत् अहम् अपि रोगग्रस्ता अभवत् कोविड् व्याक्सिनेषन् कृतम् चेदपि कोविड् रोगबाधिता अभवत् न केवलम् अहं मम गृहे सर्वे अपि रोगग्रस्ताः आसन् प्रथमं मम पितुः एव कोविड् रोगस्य लक्षणानि प्रथमतया अपश्यत् तदनन्तरं भ्रातुः मातुः च कोविड् रोगबाधा जाता आरोग्यरङ्गः चिकित्सालयः च अस्माकं बहु साहायम् अकरोत् ते मेडिसिन्स् व अस्माकं कृते दातव्यमासीत् भोजनमपि अस्माकं प्रदेशीय जनाः दत्तम् अभवत् किन्तु अस्माकं भारतदेशस्य आरोग्यमेखलायाम् अथवा चिकित्सालयः चिकित्सा के र क्षेत्रे बहु नूतनव्यवस्थाः आगन्तुं शक्नुवन्ति अमेरिक्यादेशं या तावत् अमेरिक्यादेशं सदृशाः चिकित्साविधयः अस्माकं भारतदेशे अपि आवश्यकं भवति तदर्थं किं करणीयमिति अनुसन्धः चिकित्सालयक्षेत्रे विद्यमानाः अनुसन्धाताः शोधकाः च शोधकार्यद्वारा ज्ञात्वा तदा तदनुसृत्य कार्याणि करणीयम् इति मम अभिप्रायः आरोग्य क्षेत्रे प्रवर्तमानाः कार्यकाराः कर्मकराः च अस्य तस्य क्षेत्रस्य विकासाय क्षेत्रस्य चिकित्सालयक्षेत्रस्य आरोग्यव्यवस्थायाः च सुदृढताय सुदृढतया प्रवर्तनाय कार्यं करणीयं सम्यक् करणीयम् इति मम अभिप्रायः